कदा अस्माकं प्रदेशे आङ्ग्लजनानां प्रवेशः जातः ततः प् ततः पूर्वं संस्कृतभाषा एव आसीत् यदा ते आगताः ततः आरभ्य मेकाले इति म्यकाले शिक्षणस्य आरम्भः जातः जातः तेन सं संस्कृतम् इत्यादिकं सर्वं त्यक्त्वा आङ्ग्लमाध्यमे आङ्ग्लभाषा अधिकं वर्धितम् तेन क् तस्मात् कारणात् अस्माकं मातृभाषा वर्तते अस्माकं मातृ अस्माकं मातृभाषा वर्तते संस्कृतमिति ज्ञात्वा सर्वे सर्वैः नि इदं निश्चयं कृतवन्तः तेन संस्कृते आन्दोलनम् इत्यादिकं सर्वं संस्कृतभार भारत्याः संस्कृतपाठादिकं सर्वत्र क्रियमाणं क्रियमाणमस्ति कृतवन्तः पूर्वं ते तस्मात् कारणात् काले काले संस्कृतस्य परिवर्तनम् आरब्धं तस्मिन् काले एव तदा तस्मात् कारणात् पाठशाला संस्कृत पाठशालादिकं सर्वम् आरब्धम् आरब्धवन्तः त तस्मात् कारणात् सर्वैः आङ्ग्लभाषां त्यक्त्वा संस्कृतं संकृतभाषाम् स्वीकृत्य तस्मिन् अध्ययनं कृतवन्तः शास्त्रादिकम् अस्माकम् पू पूर्वमेव संस्कृतं संस्कृताध्ययनार्थं बहवः ग्रन्थाः सन्ति त तस्मिन् ग्रन् ग्र ग्रन्थं स्वीकृत्य अध्ययनं प्रारब्धवन्तः एवं क्रमेण काले काले संस्कृतस्य परिवर्तनं जातम्